मम अत्यन्तमा इष्टा क्रीडा वर्तते फ़ुट्बाल् इति आङ्ग्लभाषायां ब वदन्ति किमर्थं चेत् तत् क्रीडा क्रीडामः चेत् अस्माकं शरीरस्य योगा भवति अतः एव तत् क्रीडा कर्तुं शक्यते अतीव मनोरञ्जं स् भवति अन्यतमा एका क्रीडा वर्तते क्रि क्रिकेट् अपि मम इष्टक्रीडा वर्तते तत् क्रीडा करोति चेतपि सा क्रीडा करोति चेतपि शरीरस्य अतीव योगासदृशमेव भवति अतः एव दौ मम इष्टे क्रीडे वर्तते अन्यतमा मम क्रीडा किमपि इष्टा नास्ति तौ द्वौ एव स्तः मम क्रीडा इष्टा अतः एव क्रिकेट् तथा फ़ुट्बाल् अन्यतमा मम इष्टक्रीडा अधिकतया नास्ति किञ्चित् किञ्चित् अस्ति बेट्मिण्टन् कर्तुं शक्यते अथ धावनम् अपि कर्तुं शक्यते अनन्तरम् किमस्ति चेत् कबाडि इति कर्तुं शक्यते या वालिबाल् अपि किमपि अस्ति परन्तु तत्र शरीरस्य स् तादृशं पस्यते एका क्रीडा वर्तते बेट्मिण्टन् तत्र मध्ये शरीरस्य अतीव योगः न भवति अतीव शरीरस्य अङ्गानि न इतः तथा भवति अतः एव अधिकतया न भवति तदैव मम इष्टक्रीडा वर्तते क्रिकेट् या फ़ुट्बाल्